सुप्रभातम् अहं मम मित्रैः कुटुम्बेन च सह एकं विनोदयात्रां गन्तुम् इच्छामि तस्य यात्रायाः अहमेकं यानम् आवश्यकं कार् यानम् आवश्यकमस्ति अत्र कार् यानम्

स्वीकर्तुम् इच्छामि तस्य कार् यानस्य मूल्यं किम् इति वक्तव्यं तदनुसृत्य एव अहं कार् यानं स्वीकर्तुं गन्तुमिच्छामि विनोदयत्रयाः अहं स्वीकृतं स्थलानि सन्ति भारतस्य विविधानि प्रदेशानि सन्ति तत्र त्रिपुरा तिरुपतिः हैद्राबाद् इत्यादि स्थलानि सन्ति अत्र तत्र मम विनोदयात्रायाः दिनानि दशदिनानि सन्ति दशदिनं दशदिनात् उपरि सन्ति अत्र गन्तुम् अनन्तरम् प्रत्यागन्तुं च मम कार् यानम् आवश्यकम् अतः कार् यानाय कति मूल्यानि सन्ति इति वक्तव्यम् मम यात्रायाः समयमधिकृत्य मूल्ये कति संख्या अधिकम् अहं दातव्यम् इति अपि वक्तव्यम् अतः कृपया कार् यानस्य मूल्यं वक्तुं शक्यते चेत् वदतु